अहं लेखनीम् उपयुज उपयुज्य उपयुज्य चित्रसाधनं करोमि रेखाचित्रमाध्यमेषु पेन्सिल् बहुमुखी भवति यतः तेषां चित्राणां विविधता अस्ति चित्राणि सूक्ष्माः सुकुमाराः वा साकर्षिकाः प्रबलाः वा भवितुं अर्हन्ति कतिपयानि बोल्ट् आगतानि गति ग्रहीतुं शक्नुवन्ति यथा तु स्थानं छायाकरणं रूपं परिभाषितुं शक्नोति पेन्सिलस्य महत् लक्षणम् अस्ति यत् रेखास्वरः च एकस्मिन् रेखाचित्रे संयोजयितुं शक्यन्ते यथा पेन्सिल् उपयुज्य उपयुज्य चि उपयुज्य रचितं चित्रम् एक्सिबिशन्मध्ये भविष्यति अथवा एक्सिबिशन्मध्ये आगताः जनाः तत् द्रष्टुम् बहुमूल्यं धनं दत्वा आनयन्ति आनयन्ति गृग्नान् गृह्णान्ति